नमस्ते चालक अत्र मया तत्र त्रिचक्रयानं तत्र बुक् कृतम् आसीत् एतावत् पर्यन्तं नैव आगतं सार्धघण्टा अभवत् समयस्य अधिक आधिक्यता अभवत् अतः एतावत्पर्यन्तं नैव आगतं कस्मिन् समये आगच्छति यतो हि इदानीमेव तत्र मम विलम्बः सञ्जातः भवता वक्तुं सप्तवादने आगमिष्यामि इति परन्तु सप्तवादने एव बुक् कृतमासीत् सार्धसप्तवादनं अभवत् अष्टवादने तत्र भवितव्यमेव सार्धघण्टा अधिकं भवति प्रयाणम् अतः यावत् शीघ्रम् आगच्छतु